शिल्पस्थापना शिल्पस्थापना स्थापनाविषये तु वयं देवालयेषु कर्तुं शक्नुमः अनन्तरम् कमपि ज्योतिषं पृष्ट्वा निश् निश्चयं करणीयं भवति किन्तु यत्र पुरातनदेवालयाः सन्ति तत्र अस्माकं संस्कृतेः अवलम्बितान् शिल्पकलान् वयम् तत्र स्थापयितुं शक्नुमः इदानीम् इत्युक्ते एका व्यवसायपद्धतिः अनन्तरं भरतनाट्यम् यक्षगानकला एतादृश्यः याः अस्माकं साम्प्रदायिकपरम्पराः सन्ति अस्माकं कर्नाटके प्रसिद्धाः कलाः सन्ति ताः वयं तत्र बिम्बं कर्तुं शक्नुमः इत्युक्ते एकः अवकाशः अस्माकं कृते लभ्यते एवं वयं तत्र सर्वम् विचार्य स्थानस्य निश्चयं करणीयं भवति स्थानस्य निश्चयात् अनन्तरम् इदानीन्तन बालाः किं न जानन्ति जानन्ति तादृशान् शिल्पकलान् अहं तु कर्तुम् इच्छामि अग्रिमम् जनाङ्गाः तद्दृष्ट्वा ओ एवमपि अस्माकं संस्कृतिः आसीत् इति ते अवगच्छेयुः एव अवगच्छेयुः एवं तत्र शिल्पकलास्थापनं भवेत् तर्हि तद् उत्तमं भवति न तु वयम् तत्र श्रमं स्थापयामः चेदपि सार्थकं न भवति इति मम अभिप्रायः अनन्तरम् इदानीम् एकः सुवर्णकारः भवति सुवर्णकारः पूर् पुरातनकाले कथं हस्तेन करोति स्म एतादृशाः विषयाः अथवा गोशाला भवति गोशालायां कथं गोपालनं कुर्वन्ति स्म गोपालकाः कृष्णेन कृष्णेन सह कथं क्रीडां कुर्वन्ति स्म अनन्तरं राम सीता एवं हरिणः एतादृशम् अस्माभिः क्रियते चेत् बहु सम्यक् भवति इदानीं नाम वयं पश्यामः बहुत्र देवालयेषु रामायणस्य श्लोकं स्वीकृत्य तस्य उपरि चित् चित्रस्य वर्णनं कुर्वन्ति एवमेव एकम् अत्र विषयं स्वीकृत्य तस्य उपरि वयं शिल्पानां शिल्पानां मध्ये तद् चित् चित्रणं कृत्वा तत्र देवालयेषु अना नो चेत् अस्माकं ग्रामे एतादृशं वयम् एकं स्थलं समुदायभवनम् इव कृत्वा तत्र कर्तुं शक्यते येस् यस्मिन् स्थाने ये सर्वे पश्यन्ति तादृशेषु स्थलेषु अस्माभिः एतादृशानां शिल्पानां स्थापनं कर्तुं शक्यते इति मम अभिप्रायः